आम् कार्ये कदाचित् दोषः जातः आसीत् मम कृषिक्षेत्रे कार्यं कुर्वन् आसम् तत्र कुल्येषु जलम् आगच्छति रात्रौ कुल्यजलं स्थगनं कृत्वा गन्तव्यम् आसीत् विस्मृतं विस्मृत्य गतवान् अन्यस्मिन् दिने पश्यामि चेत् स्थगनं न कृतम् आसीत् अतः सर्वाण्यपि सर्वमपि जलं गतम् आसीत् पुनः द्विनद्वयं दिनत्रयं वा वेट् कृत्वा पुनः पूरितम् अतः जलं जलनिर्वहणं सम्यक् क्रियते चेदेव कृषिकार्यं सम्यक् भवितुम् अर्हति नो चेत् तत्रापि बहुसमस्याः आरब्धाः भवन्ति सस्याः म्रियन्ते अतः एवं दोषाः भवन्ति तादृश दोषाणां परिहारार्थं विस्मृतिः न कार्या सर्वप्रयत्नेन स्मारणं कृत्वा स्मरणं कृत्वा एव प्रत्येकमपि कार्यं मनसि संस्थाप्य एव कार्याणि कर्तव्यानि भवन्ति एतत् कृतं वा एतत् कृतं वा किमपि विस्मृतं वा इति पौनःपुण्येन जागरणम् अवश्यं स्वीकर्तव्यं भवति अतः एवं क्रियमाणं भवति चेत् एवं क्रियते चेत् तत्र दोषाः न सम्भवति इत्येव भावयामि यद्यपि दोषाः भवन्ति चेत् तत् तेषां दोषाणामपि परिहारः परिहारव्यवस्था अपि अस्माभिः कर्तुं शक्नुमः अतः यदि दोषाः बवन्ति भवितुम् अर्हत्येव किमर्थम् इत्युक्ते वयं मनुष्याः मनुष्याणां स्वभावे मनुष्याणां प्रयत्नेषु कृतकप्रयत्नेषु दोषाः भवितुम् अर्हत्येव अतः दोषपरिहारार्थं का व्यवस्था इति अस्माभिः चिन्त्यते चेत् तत् समीचीनं भवति